मनसोल्लासार्थं सुन्दरतया उद्यानं निर्मितमस्ति तत्र गोल्लरहट्टिनिकटे अन्यदपि चलनचित्रं चलचनचित्रमन्दिरं वर्तते तत्र अत्यन्तं समीचीनतया चलनचित्रं द्रष्टुं शक्नुमः अपि च तत्र प्रायः चतुःपञ्च चलनचित्रमन्दिराणि सन्ति अपि च उद्यानानि अपि बहु सुन्दरतया इदानीं वर्धितानि सन्ति अतः मनसोल्लासार्थम् अत्यन्तं समीचीना व्यवस्था समीचीना व्यवस्था वर्तते अपि च चलनचित्रेषु चलनचित्रदर्शनार्थं शुल्कव्यवस्था वर्तते शुल्कः प्रदेयः एव उद्यानार्थं तावत् निश्शुल्कव्यवस्था वर्तते अतः मनसोल्लासार्थं उद्यानं प्रति गन्तुं शक्यते अपि च शुल्कं दत्वा चलनचित्रदर्शनमपि कर्तुं शक्यते इति